अस्माकं पूर्वजाः ज्येष्ठानाम् उपरि श्रद्धायाः आदर्शस्य च विषये रामायणग्रन्थे परिचयम् कारितवन्तः राष्ट्रस्य आत्मानं एषः ग्रन्थः प्रतिनिधिम् इति वक्तुं शक्यते अयं ग्रन्थः सहस्रः वर्षात् पूर्वस्य इतिहासग्रन्थः इति विश्वासः अस्ति अयं ग्रन्थः आदिकाव्यम् इत्यपि प्रसिद्धम् एतस्य लेखकः लेखकः आदिकविः वाल्मीकि श्रीरामचन्द्रस्य चरित्रम् आदिकविः वाल्मीकिः सप्तकाण्डेषु विवृतवान् पितृवाक्यपरिपालनं भ्रातृप्रेमः स्वामिभक्तिः पातिवृत्यम् इत्यादि उत्तमगुणाः अस्मिन् ग्रन्थे प्रतिपादिताः सन्ति श्रीरामः भरतः आञ्जनेयः सीता एतेषां पात्राणि अत्र मुख्यं दृश्यन्ते संस्कृतसाहित्ये रचितेषु बहुधा काव्येषु रामायणं रामायणम् एव मूलम् एतद् काव्यं भारतस्य इतिहासे प्रप्रथम महाकाव्यम् इति अपि प्रसिद्धम्